हरि ओं नमस्ते ट्रावेल् एजेन्सि वा वयं गतमासे विशाकपट्टणं गन्तुं ट्रावेल् बुक् कृतवन्तः सः वेङ्कट्राज् नाम अस्ति बहु सम्यक् च चालितवान् यदा वयं स्तद् आनन्दम् अनुभूतवन्तः तदर्थं पुनः सः एव आवश्यकम् इत्यर्थम् अहं फोन् कृतवती इदानीं वयं तिरुपति गन्तव्यं सः मिलितुं शक्यते वा बहु सम्यक् गतमासे वयं गतवन्तः सः बहु सम्यक् चालितवान् यदा भोजनसमयं तदा स्टाप् कृत्वा सम्यक् दर्शितवन्तः होटेल् तादृशम् अनन्तरं प्लेसस् अपि सम्यक् एव उक्तवान् कोपं विहाय सर्वदा असन्मुखेन आन्सर् दत्वा सम्यगेव ट्रिप् अभवत् तदर्थं पुनः स एव आवश्यकम् इति अस्माकं गृहे जनाः सर्वे तस्य नाम एतावत्पर्यन्तं स्मरणे स्थापयित्वा पुनः तत् केब् ड्रैवर् एव आवश्यकम् इति पृष्टवन्तः तदर्थं भवतः समीपं प्रार्थनां कुर्मः सः मिलति वा